पुराणानि भारतीयसमाजस्य सांस्कृतिक आचाराणां मूलाधारवत् कार्यं कुर्वन्ति तस्य स्वास्थ्यविषये वक्तुं शक्यते यत् अष्टादशपुराणानि प्रसिद्धाः सन्ति अष्टादशपुराणे सर्वप्रथमं ब्रह्माण्डपुराणं तदनन्तरे भविष्यपुराणं मार्कण्डेयपुराणं मत्स्यपुराणं ब्रह्ममहापुराणं पद्मपुराणं ब्रह्मवैवर्तपुराणं वामनपुराणं वायुपुराणं श्रीवराहपुराणं अग्निपुराणं नारदपुराणं कूर्मपुराणं गरुडपुराणं लिङ्गपुराणं स्कन्दपुराणं श्रीविष्णुपुराणं तथा श्रीमद्भागवतपुराणम् एवञ्च अष्टादशपुराणानि प्रसिद्धाः भारतीयसमाजस्य अष्टादश पुराणानां प्रयोजनं बहवः अस्ति तथैव च सांस्कृतिक आचारविषये अष्टादशपुराणानि मूलाधारवत् कार्यं कुर्वन्ति भविष्यपुराणं तथा मार्कण्डेयपुराणं मत्स्यपुराणं पद्मपुराणं ब्रह्मवैवर्तपुराणं इत्यादि पुराणानि सांस्कृतिक आचारविषये मूलकार्यं कुर्वन्ति तथा च नारदपुराणं कूर्मपुराणं गरुणपुराणं लिङ्गपुराणम् इत्यादि अनेक पुराणानि आच् सांस्कृतिक भारतीयसमाजस्य सांस्कृतिक आचारविषये मूलकार्यं कुर्वन्ति इति वक्तुं शक्यते